भारते नव उद्यमानां न्यूनता एव नास्ति आदौ मया तु इष्यते पर्यटनस्थानानां प्रदर्शनं टूरिस्म् इति उच्यते तद् बहु वर्धमानम् अस्ति यथा केनचित् क्वचित् प्रवासः गन्तव्यः अस्ति चेत् अन्तर्जा जालद्वारा एकं एप् कृतं भवति तस्मिन् सः अदौ तस्य अङ्कनं करोति यदा अङ्कनं करोति तदा तस्य नाम विलासः इत्याधिकम् उल्लिखितं भवति उल्लिखतं सङ्गृह्य कस्यचित् निकटे तद् दर्शयति सह तु एनं सुरक्षितया सर्वत्र अटनं कारयति एवं टूरिस्म् बहु चलति पुनश्च अन्तर्जालेव सर्वम् अधुना आ अन्तर्भूतमिति कृत्वा यः कोऽपि संशयः भवतु छात्राणाम् अन्तर्जाले एव ते अन्विषतः सन्ति पाठ्यपुस्तकानि अन्यत्र ग्रन्थालये बहुत् दूरात् सन्ति चेदपि स्वग्रामे स्वगृहे उपविश स्वदूरावाण्यामेव यथा द्रष्टुं शक्यते तद्वत् कृतानि सन्ति सर्वकारैः एप् व्यवस्था कृता इत्येतत् महदुपयोगाय जातम्